वेदाङ्गानामध्ययनं वेदाध्ययनात् भिद्यते साङ्गो वदो अध्येयो ज्ञेयश्च इति स्मृतिवचनं विद्यते किन्तु वेदानाम् अध्ययनं नाम केवलं संहिताभागस्य पाठनम् इति स्वीकुर्मः तत्र पुनः वेदाध्ययनं नाम संहिता पद क्रम जटा घनापर्यन्तमध्ययनं विद्यते किन्तु तत् वेदस्य पठनं कथं कार्यम् इति ज्ञायते किन्तु वेदे विद्यमानां विषयाणां ज्ञानार्थम् अस्माकं षडङ्गानां ज्ञानमावश्यकं शिक्षाव्याकरणं छन्दः निरुक्तं ज्योतिषं तथा कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः इति षट् अङ्गानि वेदस्य वेदविषयकज्ञाने एतेषाम् उपयोगः भवति अङग्यन्ते ज्ञायन्ते वेदाः इति अङ्गानि इति कथ्यन्ते यतः वेदस्य अर्थकरणार्थं वेदे व्याकरणं कथं विद्यते इति व्याकरण अङ्गेन ज्ञायते व्याकरणज्ञानेन वयं वेदं पठामः वेदस्य अर्थः अस्माकम् अवबुध्यते शिक्षा अध्ययनेन वेदा वेदोक्तवर्णानमुच्चारणं कथं करणीयमिति ज्ञायते छन्दसः अध्ययनेन वेदे मन्त्राः केन कया गत्या तेषां पाठः करणीयः इति ज्ञायते नुरुक्तस्य ज्ञानेन वेदस्य निर्वचनं स्पष्टं भवति अगं नयतीत्यग्निः इत्यादि यास्ककृतं निरुक्तं विद्यते निर्वचनं स्पष्टतया निरुक्ताः निरुक्तशास्त्रं वदति ज्योतिषशास्त्रं वेदोक्तकर्मणां समीचीनस्य कालस्य निर्णयं करोति यतः वेदे दर्शपूर्णमासाभ्यां यजेत अग्निष्टोमेन वसन्ते ब्राह्मणो अग्नीनादधीत इत्यादि कालगणना तत्र उक्ता वर्तते तस्य कालस्य निर्णयः ज्योतिश्शास्त्रेण भवति क्लपशास्त्रेण वेदोक्तकर्मणाम् अनुष्ठानं कथं कार्यं तत्र श्रौत इष्टयः सन्ति पुनः संस्काराणां विषयाः सन्ति ते सर्वे गृह्यसूत्रादिषु कल्पसूत्रेषु निरूपणं क्रियते कल्पसूत्रेषु गृह्यसूत्रं शुल्बसूत्रं श्रौतसूत्रं स्मार्तसूत्रम् इत्यादि विभागाः धर्मसूत्रम् इत्यादि विभागाः सन्ति एवं वेदाध्ययनात् वेदाङ्गानामध्ययनं भिद्यते द्वयोः अध्ययनेन अस्माकं समग्रस्य वेदस्य ज्ञानं भवति साङ्गः वेदः अध्येयः ज्ञेयश्च